एतां हस्तघटीं सप्ताहे एकवारं वा चार्ज् करणीयं भवति तत् एतस्य विषये एकं ता तावत् उत्तम एक्स्पीरियन्स् न इति वक्तुं शक्यते यतः पूर्वं वयं हस्तघटीं सर्वं चार्ज् न कुर्वन्तः आस्म परन्तु इदानीं स्मार्ट् वाच् कारणात् तस्य चार्जिङ्ग् सप्ताहे एकवारं वा करणीयं भवति